अहं परिवार मित्रैः सह कुत्रापि बहिः चारणार्थं वा तादृशमेव गन्तुम् इच्छामि अथवा जलस्रोताः यत्र भवन्ति तादृशं तत्र तरणार्थं तादृशम् परितः एव वयं गन्तुम् इच्छामः अथवा बैक्यानं स्वीकृत्य किञ्चित् दूरं यावत् चारणम् तत्र हरितः वातावरणे काननेषु गमनावसरे तत्रैव आनन्दं प्राप्नुमः अतः सामान्यतः वयं रिक्तसमये अपि तादृशमेव क्रीडनं वा तादृशं कार्येणैव वयम् आनन्दं प्राप्नुमः